पाककरणात् प्राक् मया कदापि नैलान् वस्त्रं न ध्रीयते सर्वदा अग्नेः पुरस्तात् न भवामि अग्नेः सकाशात् दूरे एव तिष्ठामि पुनश्च यदि तैल तैलेन भर्जनं किञ्चिद्वर्तते तर्हि तैलात् अहं किञ्चिद् दूरे भवामि तेन तैलं मम मुखस्य उपरि वा अथवा मम देहस्य उपरि वा न पतति तेन मम स्वास्थ्यं सुरक्षितं भवति पुनश्च यदि गेस् मध्ये पाकः क्रियते तर्हि गेस् विषये बहु जागरिता भवामि तत्र गेस् ज्वालनसमये बहु जागरितारूपेण कार्यं करोमि तेन मम स्वास्थ्यं सुरक्षितं भवति